पूर्वतनैः मोम्ब् मोबैल् दूरवाणीभिः अद्यतनानि स्मार्ट् फ़ोन् इत्येतानि इत्येतानि भिन्नानि सन्ति यतो हि इदानीं स्माट् दूरवाणी अस्ति पूर्वं तु कीपेड् मोबैल् आसीत् परन्तु अद्यतनीययुगे इत्युक्ते साम्प्रतिके काले स्माट् फ़ोन् अस्ति पूर्वतनानां तुलनेन अद्य नेट्वर्क् सम्पर्कः अपि बहु सम्यक् अस्ति यतो हि पूर्वतने काले तु टु जि नेट्वर्क् आसीत् परन्तु इदानीं तु फ़ोर् जि फ़ैव् जि आगतम् अस्ति अतः एतद् नेत्वर्क् शिश्टम् अस्ति तत् तीव्रगत्या एव भव् चलति एवमेव अहं तु जियो इति शिम विशेषम् उपयोगं करोमि प्रतिमासम् अहं चत्वारिशतं चतुश्शताधिकम् एवम् एवमेव टु हण्ड्रेड् फ़िफ़्टीन् अहं ददामि परन्तु अहं तु नवतिदिनानाम् एव दिनानां कृते एव धनं ददामि पुनः ये इदानीं दूरं दूरवाणी इत्युक्ते दूरभाषाः सन्ति पूर्वतने काले तु केवलं तत्र वयं दूरवाणीम् एव कर्तुं शक्नुमः इत्युक्ते केवलं परस्परं वार्ताम् एव कर्तुं शक्नुमः परन्तु इदानींतनकाले वयं तत्र चलच्चित्रं चलच्चित्रमपि पश्यामः पुनः तत्र अन्यानि कार्याणि अपि तत्र वयं कर्तुं शक्नुमः एवमेव प्राचीनकाले इत्युक्ते पूर्वतने काले याः दूरभाषाः आसन् तदानीं तेषु केमरा इत्यादिकं न आसन् परन्तु इदानीं केमरा इत्यादि सर्वम् अस्ति तत्र वयं विडियो रेकार्डिङ्ग् अपि कर्तुं शक्नुमः एवमेव ये छात्राः सन्ति शिक्षकाः अपि सन्ति तत्र शिक्षकाः दूरभाषा दूरभाषायन्त्रेण एव तत्र बालान् अपि पाठयन्ति पुनश्च ये बालाः सन्ति छात्राः सन्ति ते सर्वेऽपि एकत्र उपविश्य शिक्षां प्राप्नुवन्तः सन्ति अतः इदानीं वज्ञानिकैः अस्माकं कृते महत् महान् अवसरः अप्रदीयत अतः इदानीं यत् स्माट् फ़ोन् अस्ति तस्य कार्यम् इदानीं बहु अस्ति तेन माध्यमेन वयं किमपि कर्तुं शक्नुमः कस्यापि विषये ज्ञातुं शक्नुमः यत् यु पि यस् सि अस्ति परिक्षा अस्ति तस्याः विषयेऽपि वयं ज्ञातुं शक्नुमः अनेन माध्यमेन वयं तस्मिन् विषये पठितुम् अपि शक्नुमः अतः इदानीं दूरभाषायाः महती आवश्यकता वर्तते धन्यवादः